हरि ओम् अन्नब्रह्मभोजनालयं वा अहं पञ्चजनाः स्मः अहं पूर्वम् उत्पीटीकायाः तत्र रिज़र्व् कर्तुम् इच्छामः अस्माकं कृते तत् मूल्यं न्यूनं भवति वा यदि भवति चेत् तत् रिज़र्व् करोतु